मम विद्यालये प्रतिवर्षं विज्ञानप्रदर्शिनी भवति स्म तत्र सर्वैः भागं ग्रहणं क्रियते स्म मयापि प्रतिवर्षं तस्मिन् भागग्रहणं कृतं वर्तते एकस्मिन् वर्षे सञ्चारमाध्यमस्य विषये माडल् निर्मितमासीत् जलसञ्चारव्यवस्था वायुसञ्चारव्यवस्था भूसञ्चारव्यवस्था न् याः निरूपणं कृतं पुनः एकवारम् ड्रिप् एरिगेशन् इत् अथवा हानिनिरावरिपद्धतिः इति यद्व्यवस्था वर्तते तस्य प्रतिरूपम् कृतम् एवमेव उत्तम निरूपणाय प्रशस्तिः अपि प्राप्तः तत्र अन्तर्राज्यस्य विज्ञानपरीक्षासु अपि प्रतिवर्षं बा भागग्रहणं कृतम् एव मम पठनकाले एव सि सि ये इत्युक्ते कण्टिनेस् इव्यालुवेशन् सिस्टम् आगतम् अतः प्रतिमासं किमपि याक्टिविटि करणीयं भवति स्म तदा मया विज्ञाने सेमिनार् प्रवचनं प्रतिरूपनिर्माणादिकं कृतं वर्तते